हरिः ओं नमस्ते हा वदन्तु

अस्तु आम्

अस्तु रक्षणविषये वा विशिष्य यदपि मृगः वक्तुं शक्यते वा वक्तुं शक्यते वा

पश्यामि इत्युक्ते व्याघ्राणां विषये श्रेष्ठतरा दृष्टिः दातव्या यतः ते तावत् अस्मद्देशीयव्याघ्राः न ते तावत् ते तावत् विदेशीयाः हा तदेव अस्तु तदेव तदेव ते तावत् विदेशीयाः व्याघ्राः तेषां कृते तावत् आपणात् क्रीतं मांसं दातुं न शक्यते यतः तेषां तावत् अत्रैव अजः तावत् परिवर्ध्यन्ते ते एव सजीवं तावत् तेषां पञ्जरे तावत् निवेश्यन्ते ते व्याघ्राः तावत् यथेष्टं तान् तावत् भङ्क्त्वा खादन्ति प्रथमं आं नो चेत् पालकाः ते नो चेत् ट्रैनिङ्ग् नास्ति चेत् पालकाः तावत् व्याघ्राणां कृते भक्षणं भविष्यन्ति यतः तत् स्थापयित्वा पञ्जरस्य पूर्वस्मादेव भवितव्यं यदि अन्तः गच्छन्ति चेत् ते तावत् व्याघ्रस्य अन्तः गमिषन्ति तत् तदनन्तरम् उष्णकाले तावत् व्याघ्रपञ्जराणामुपरि जलसिक्त अम्बराणि निवेश्यन्ते

आम् अपेक्षिता एव यदि नो चेत् ते तावत् प्रदर्शनपत्रं लैसेन्स् न ददति न ददति आं बहुधनस्य आवश्यकम् अत्र विद्यमानः सर्वकारविभागः तत् किञ्चित् ददाति तदनन्तरं तत्र सेण्ट्रल् मध्ये यत् सर्वकारविभागः भवति सोपि ददाति इत्थं तेषाम् अनुग्रहेण एव व्याघ्राः तावत् जीवन्तस्सन्ति

आम् आम् तत् सत्यमेव किन्तु हास्यरूपेण वक्तव्यं चेत् अस्माकं सन्तोषः मृगाणां दुःखम् हास्यरूपेण वक्तुं शक्यते चेत् सत्यमेव

किन्तु तदपि सत्यमेव किन्तु तेषाम् अपि वनवत् दृश्यं भवति यतः वयं सर्वे वानरवत् एव भवामः आं वयम् आगम्य वयम् आगम्य वानरस्य याः चेष्टाः भवन्ति ताः चेष्टाः एव तेषां व्याघ्राणां पुरस्तात् कुर्मः

जलकूपीं तेषाम् उपरि पातयामः अस्तु भगिनि तदेव तदेव धन्यवादः धन्यवादः